एवं ज्येष्ठाः युवानश्च भिन्नं विषयम् अपेक्षन्ते इत्येतत्तु सत्यम् न कदाचित् अनीदृशं जगत् इति मीमांसकानाम् उक्तिः सर्वदाऽपि इदं जगत् ईदृशमेव आसीत् परन्तु प्रमाणे तारतम्यं स्यात् ज्येष्ठाः यदिच्छन्ति बालाः तन्नेच्छन्ति जे बालानाम् इद अधुनातनकाले यन्त्रादिषु अत्यन्तम् आसक्तिः दृश्यते परन्तु पूर्वतनानां यन्त्रादिषु नात्यन्तम् आसक्तिः ते स्वकीयेन परिश्रमेण जीवन्ति यन्त्रं नावलम्बन्ते परन्तु इदानीन्तनाः यन्त्रेणैव सर्वं कार्यं साधयन्ति परन्तु केचन वृद्धाः अपि केचन ज्येष्ठाः अपि यन्त्रादीनाम् अध्ययने निरताः सन्ति एतेन तेषामानुकूल्यमपि भवति एतत्तु निगूहितुं न शक्यते एतेनैव क्रमेण युवानः अपि यदि पारम्परिकान् विषयान् अधिगच्छन्ति तदानीं तेषामपि आनुकूल्यं भवति इति अहं भावयामि